नमस्ते मम नाम रेवती अहम् एकम् एकघण्टापूर्वम् इड्लि साम्बार् आर्डर् कृतवती एतद् पर्यन्तं न एतत्पर्यन्तं खाद्यं न आगतं किम् अभवत् मम ब् बुभुक्षा अस्ति महोदय एतद् किं महोदय भवतः भोजनशाला बहु सम्यक् अस्ति इति मन्य अहम् आर्डर् कृतवती मम आर्डर् कुत्र अस्ति महोदय